हरिः ओं कः भवान् मित्रम् अस्ति वा किमर्थं काल् कृतवान् कः भवान् अहम् इदानीं डान्स् ड्यान्स् मध्ये व्यस्तः अस्मि किमर्थम् अपेक्षितम् ओ तत्तु सत्यं किं कर्तव्यं भोः स्थूलः अस्मि चेत् किं कर्तव्यं तत्तु प्राकृतिकम् एव

अहं पौष्टिकम् अहारः अहं पौष्टिकाहरम् एव खादमि भोः खादितवान् अतः एव स्थूलः जातः अहं तु किं पिज्जा बर्गर् इत्यादिकं सर्वं खादितवान् सम्यक् रूपेण पुनश्च शृणोतु रात्रौ रात्रौ ड्रिङ्क् अपि कुर्मः करोमि मित्रेण सह ओ एवम् तर्हि भवानेव वदतु भवान् मार्गं मार्गं दर्शयतु कथं किं किम् आहारं स्वीकर्तव्यं तदेव न भवति भोः रात्रौ भवान् पश्यतु रात्रौ द्विवादने शयनं करोमि चेत् प्रातः उत् उत्थितुं कथं शक्नोमि रात्रौ ओ एवं वा रात्रिः ओ हो रात्रौ रात्रौ दशवादने एव शयनं कर्तव्यं पुनः प्रातः षड् वादने उत्थानं कर्तव्यं तदनन्तरं किं कर्तव्यं व् वदतु भवान्

हा बनाना सूपः अन्नं सूपः अन्नं हा ओ प्रातः नाम कदळिफलम् इत्यादिकं प्रातः खादनीयं वा हा ड्रिङ्क् ड्रिङ्क् कदा इत्युक्ते मद्यपानं कदा हा अस्तु भवान् यथा सूचितवान् तथैव करोमि